अस्माकं समुदाये विवाहः नाम तदेकं सम्ब्रमः किमर्थं नाम तावज्जनाः एव आगच्छन्ति अस्माकं ग्रामे यावज्जनाः नाम गृहं प्रति स्वपनार्थं स्थानमेव न न भवति तावज्जनाः आगच्छन्ति अनन्तरं तत्र विवाहः नाम विशिष्टः नाम तत्र वयं मिलित्वा के विवाहं कुर्वन्तः सन्ति तेषां कृते क्रीडाः क्रीडन्तः स्मः तत्समये किं भवति एकः घटम् आनयति तस्यान्तः जलं पूरयति अनन्तरं तस्यान्तः द्वयम् अङ्गुलीः स्थापयति एकं सुवर्णस्य इतोपि एकं सिल्वर् तद् के विवाहः कुर्वन्तः सन्ति ते एकस्मिन् समये एव अस्य अन्तः स्थापयित्वा सुवर्णस्य अङ्गुलीयकं निवारणीयम् के अधिकवारं निवारयति तस्य जयः इति अनन्तरम् एवमेव कु क्री क्रीडां समाप्य ए द्वयं विभागं कुर्मः अनन्तरं विवाहङ्कुर्वन्ति अनन्तरं सङ्गीतगानं भवति तत्र सरिगमप इति सर्वं चित्वा तत्र क्रीडनीयं भवति अनन्तरं सर्वं समाप्य ड्या नृत्यं करणीयम् इदं सर्वम् अधिकमेव भवति अनन्तरं तत्र चित्राणि अपि स्वीकर्तुं शक्यते अनन्तरं भोजनन्तु नैव पृष्टं तावत् सम्यक् भवति तत्र बहु स्वीट् एवं अप्ळ एवम् अन्नं सा अन्नं सारः साम्बर् अनन्तरं स्वीट् किं किमिति सर्वम् आनयति अनन्तरं तत्र डेकोरेशन् अपि बहु समीचीनतया एव भवति अनन्तरं रात्रौ तु ड्यान्स् नृत्यं गानं नृत्यं करणीयम् इति इति सर्वं भवति ते तु अनन्तरं करणीयमेव न करोति चेत् तस्य तेषां निद्रा न इति एवं सर्वं कुर्वन् कुर्वन्तः अस्ति वयं तु